गायनं शिक्षितुं नित्यम् अभ्यासः महत्त्वपूर्णः अस्ति भवतः प्रियस्य सङ्गीतकारस्य सर्वाणि गीतानि श्रुणुत शिक्षन्तु च गीतानाम् अर्थं स्वादं च अवगच्छन्तु भवतः नित्यं सर्गमस्य अभ्यासः करणीयः एतेन भवतः आलापस्य भवतः च स्वरः सुलभं जातम् यदि भवन्तः प्रातकाले पञ्चवादने गायनस्य अभ्यासं कुर्वन्ति तर्हि तत् भवतः मनः दिवसं यावत् सुखी भवति यथा च गायनेन मनः शान्तं भवति एतेन तनावः अपि दूरं भवति एषः मम सुझावः अस्ति अहम् एतत् मार्गदर्शनं दातुम् इच्छामि सर्वे गायकाः